अहं प्रायः टी वी लैव् प्रोग्राम् पश्यामि फुट्बाल् इत्यादिकम् एवमेव मध्ये मध्ये युट्यूब् मध्येऽपि या सम्बध् या इच्छा यस्याः क्रीडायाः इच्छा भवति तत्र युट्यूब् मध्येऽपि पश्यामि मित्रा सह एव सर्वदा अहं द्रष्टुम् इच्छामि तत्र अद्य प्रायः हाकी अधिकं पश्यामि टी वी मध्ये लैव् प्रोग्राम् एवं फुट्बाल् अपि अहं बहु इच्छामि क्रिकेट् तथा अहं नेच्छामि फुट्बाल् बहु एवम् इच्छामि अहम्